इदानीं तन्त्रज्ञानस्य उपयोगेन उभयमपि जायमानमस्ति यत् किञ्चित् उपयोगः अपि जायमानः वर्तते अपि तु दुरुपयोगः अपि जायमानमस्ति यथा स्केम् काल्स् इति आगच्छन्ति नाम अस्मान् आहूय ओ ओ टि पि इत्यादिकं वदन्तु इति उक्त्वा अस्माकं पार्श्वे यावत् कियद्वा धनं भवति तत् सर्वं श्रू स्वीक्रियते एतादृशमपि जायमानमस्ति इतोऽपि प्राचीनकालात् प्राचीनकाले किं भवति दूरवाणी इत्यादिकम् अस्माकं सविधे नासीदित्यस्मात् अस्माकं संवादः अपि सम् समीचीनरूपेण न भवति स्म येषाम् अपेक्षा वर्तते नाम इदानीं झटित्येव भाषणीयं संवादः करणीयः पित्रा पा पितृपादैः सह मा मात्रा सह संवादं सम्भाषणं कर्तव्यम् इति चेदपि एकं पत्रं विलिख्य तदपि पत्रम् एकसप्ताहम् अथवा एकं मासानन्तरमपि गन्तुं शक्नोति तादृशं तत्र कालः बहु कालायते विलम्बायते स्म किन्तु इदानीं तन्त्रं तन्त्रज्ञानम् आ आगतं तस्मात् अत्यन्तम् उपयोगं वर्तते इदानीं य दूरदेशे पुत्राः सन्ति इदनीम् अहं मम अहं भारते अस्मि मम भ्राता तु मम भगिन्यः विदेशेषु सन्ति अमेरिका देशे अस्ति दुबै देशे अस्ति ताभिः सह वार्तालापः करणीयः चेदपि एकनिमिषे कर्तुं शक्नोमि यतः वाट्सप् द्वारा अन्तर्जालद्वारा एकम् आह्वानं दीयते चेत् ते झटिति उत्थापयन्ति तस्मात् संवादः अपि भवति न केवलं संवादः अपि तु द्रष्टुमपि शक्नुमः तावदुपयोगं द्वयम् उपयोगः अपि वर्तते दुरुपयोगः अपि केचनजनाः अस्य कुर्वन्ति